अहं तु बहुधा युद्धकलासु न प्रशिक्षणं स्वीकृतवान् अस्मि परन्तु मम सुहृदः केचन युद्धकलायां नियुद्धः इति युद्धकलायां प्रशिक्षणं स्वीकुर्वन्तः सन्ति तान् अहं जानामि तेषाम् इदम् कथनमस्ति यत् सर्वथा कष्टं भवति यदा एकेन जनेन सह अनेके दण्डधारिणः जनाः प्रतिपक्षिणः जनाः योद्धुं युगपत् आयान्ति अतः तत् प्रशिक्षणम् अतीवकठिनतममस्ति शिक्षितुम्